हरि ओम् मम नाम गणेशः अहं भाटकार्थम् तद् कार्यानं स्वीकृतवान् परन्तु बहु समयः अतीतः भवान् न आगतवान् एव कुत्र अस्ति भवान् इति कृपया सूचयतु भवान् कुत्र अस्ति इति एकवारं वदति चेत् अहं जानामि भवान् कदा आगमिष्यति इति